सामान्यरूपेण जनाः इत्युक्ते वयः उपरि अस्य निम् सम्बन्धः वयः उपरि भवति एव निश्चयेन प्रभावः तान्त्रिककष्टानि प्रायशः युवकाः युवत्यः तु न अनुभवन्ति परं वृद्धजनाः निश्चयेन अनुभवन्ति यतो हि तान्त्रिकसमाजस्य निर्माणम् इदानीं जातं पूर्वकाले तादृशी व्यवस्था नासीदेव तान्त्रिक उपकरणानि अपि नासन् साङ्केतिक उपकरणानि अपि नासन् परं तान्त्रिकता साङ्केतिकता वा अस्माकम् उपयोगाय भवति चेत् निश्चयेन अस्माभिः ज्ञातव्यं भवति तत् आर्टिफ़िशल् इण्टलिजेन्स् वा भवतु मशीन् लनीङ्ग् वा भवतु तस्य सहायः अस् सहायः अस्माकं शास्त्रस्य वर्धनार्थं वा तादृशीनां व्यवस्थानां परिकल्पनार्थं भवति चेत् निश्चयेन तस्य वर्धनं भवेदिति अहं आशासे आशासे अतः अहं व इदानीम् उदारहणार्थं मम मातामहः एव अस्ति सः बहु क्लेशम् अनुभवति वाट्सप् इति सामाजिकमाध्यमं चालयितुं एव तस्य किञ्चित् क्लेशः भवति एवं च किमपि सामाजिकमाध्यमेषु द्रष्टव्यं चेदपि तस्य किञ्चित् क्लेशः भवति अहं निवारणार्थं तं वारं वारं वदामि तस्य कृते कथं करणीयम् इति पाठयामि तदेव तादृशेषु स्तरेषु एव सहायः मह् मया क्रियते अन्यथा अहं वस्तुतः अहमपि तान्त्रिकक्षेत्रेषु तावती ज्ञाता नास्मि अहं साङ्केतिकीं विद्यां न अधीतवती अतः तादृशानां सहायानामपेक्षा मत्तः क्रियते चेत् निस् निश्चयेन अहं करोमि ततः उपरि अहम् अपि इदानीं ज्ञातुमेव इच्छामि